वयं जानीमः एव कस्यापि शिक्षणस्य नियमितरूपेण अभ्यासस्य आवशक्ता भवति अतः युद्धकलानां शिक्षणे अपि अनुशासनम् अभ्यासश्च आवश्यकम् अनुशासने अभ्यासे वा तृटिः महती समस्या भवति युद्धकलानां विषये केचना बाला बालां बालाः एतेषाम् उपयोगं सर्वत्र कुर्वन्ति यतोहि न करणीयः तथा तदापि तदपि एका समस्या भवति अस्य शिक्षणसमये निरन्तर अभ्यासः आवश्यकः कदाचित् अनारोग्यकारणेन मध्ये अन्तरायः अपि भवति तदा पुन् पुनः आरम्भतः अभ्यासः करणीयः भवति कदाचित् शिक्षार्थिनः क्षताः भवन्ति यतोहि अत्र कठिनशारीरिकक्रियाः भवन्ति अत्र अतः अत्र युद्धकलानां शिक्षणे तु समस्याः सन्ति एव